आ कः इदानीं हा एवं वा आं मम तु एवं वर्तते समाजे सर्वे ज्ञानशालिनः ज्ञानं ज्ञानं एकं तत्र तत् तत्र विरादिकं चालिष्यामि एवं सर्वदा शान्तं मनः भवेत् इति मम मनसि एवम् इदानीं मम समाजे किं किं वर्तते पुथुळीत तत्र केषां छा त्राः एवं तत्र ड्रिङ्ग्स् कुर्वन्ति अन्यत्र एवमेवं रीत्या आत्मनः विषये हा वा तेषां वेशनादिकं वर्तते तद् निवारणीयं हा

हा वा वा व्यक्तित्वविकासः भवेत् मम व्यक्तित्वविकासनार्थं भगवद्गीतायाः पाठः ते भगवद्गीतायाः तत्र अर्थः तत् तद् अर्थज्ञानेन किञ्चित् तेषां मनः परिवर्तनं भवेत् नो चेत् जीवस्य जीवनस्य मुख्यलक्ष्यं किमिति तेषां न ज्ञायते केवलं है स्कूल् कालेजं गच्छति चेत् तेषां मनः धनसम्पादनार्थमेव भवेत् तद् तद् मास्तु तदपि तदपि भवेत् किञ्चित् जीवनस्य मुख्यं लक्ष्यं किम् इत्यादिकम् आं तदेव न भवेत् तत्र शालायां किं भवति केवलम् इञ्जिनियरिङ्ग् डाक्टर्स् एवमेव वा वा भवेत् भवेत् किन्तु तदपि भव तदपि भवतु किन्तु केचन तेषां शीलवर्धनं सः नाम तद तदपि अवश्यम् अपेक्षिता वर्तते समाजस्य संरक्षणार्थं हा समाजस्य हा संरक्षणार्थं भगवद्गीता पाठः योगः अभ्यासः प्राणायामः योगासनम् इत्यादिकं ध्यानम् इत्यादिकं पाठयिष्यामि अनेके कार्यकर्तारः तत्र तत्र सन्ति मम छात्राः एव ते तत्र ग्रामे ग्रामे स्थित्वा उपविश्य तत्र उषित्वा कार्यं कुर्वन्तः सन्ति कारणां कृते पाठनम् एवं है स्कूलु तत्र सः किं कन्नडशालायाम् अपि अत्र शिबिरादिकं चालयिष्यामि

हा हौ तदपि व्यवस्था वर्तते हा

अहं किं करिष्यामि तत्र तद् तेषां कृते प्रवचनादिकम् अथवा देवपूजा सन्ध्यावनादिकं पाठं तेषां नित्यानुष्ठानं तदपि कर्तुं ते ते शक्नुवन्ति अतः तदर्थमपि हा व्यवस्था वर्तते तत्र धन्यवाद